मम शास्त्रमस्ति न्यायशास्त्रम् अद्वैतवेदान्तशास्त्रञ्च अनयोः भारतीयतत्त्वशास्त्रे किं योगदानम् इति चिन्तनं सद्यः कुर्मः तत्र अस्माकं शास्त्रेषु तत्र श्रुति युक्ति अनुभूतिभिः एव सर्वं सिद्ध्यति अर्थात् कश्चन नियमः वा अथवा कश्चन विषयः अत्र एवं प्रमाणत्वेन किमपि दातव्यं तर्हि तत्र श्रुतिः अथवा युक्तिः अथवा अनुभूतिः एव प्रमाणं भवति एवं चिन्त्यमाने अस्माभिः अयं क्रमः एव सः सद्यः जगति अपि विद्यमानः कथं सद्यः वैज्ञानिकाः किं वदन्ति किमपि तेषां कृते फ़ार्मुला इति यद्भवति सूत्रं तस्य साधने ते किं कुर्वन्ति तत्र तस्य साधने ते युक्तिमेव अनुतिष्ठन्ति युक्तिं विना ते किमपि नाङ्गीकुर्वन्ति पुनः तस्य प्रयोगं कुर्वन्ति अर्थात् अनुभवं कारयन्ति जनानां सकाशात् अनुभवं कारयन्ति तदेव अनुभूतिः अर्थात् परन्तु श्रुतिः तु तैः नाभ्युपगम्यते परन्तु यत् या या यः विषयः श्रुतिः श्रुत्याम् उक्ताः ते वा युक्तिः युक्तिभिः अनुभूतिभिश्च साध्यते अतः सद्यः वैज्ञानिकाः किं वदन्ति किं वा तेषाङ्कृते कश्चन विषयः ज्ञापनीयः तर्हि युक्त्यनुरोधेन तस्य च प्रयोगरूपेण अनुभूतिं कारयित्वा तस्य परिणामं दृष्ट्वा एव ते अङ्गीकुर्वन्ति अयमेव क्रमः अस्माकं भारतीयः तत्वशास्त्रेषु अन्यतमः यः वेदान्तशास्त्रम् अद्वैतवेदान्तशास्त्रं वा अथवा न्यायशास्त्रं वा न्यायशास्त्रस्य इतोपि एकः समीचीनः योगदानम् उदाहरणत्वेन यच्छामि यत् अनुमानम् अनुमानमेव सद्यः जगति विद्यते यत् इदानीम् अनुमानं कश्चन विषयः तत्र कल्प्यते प्रत्यक्षं यत् नास्ति परन्तु तस्य हेतुः न कल्प्यते यत् तत्र तदेव सद्यः जगति अनुमानस्य अङ्गीकारः वैज्ञानिकाः कुर्वन्ति यथा तत्र तेषाम् अङ्गीकाराः स तेषां यथा अयं क्रमः भवति अत्र इति उक्तमस्ति सः एव क्रमः अस्माकं न्यायशास्त्रे उक्तमस्ति अतः मम एवं शास्त्रे द्वे अद्वैतवेदान्तशास्त्रं न्यायशास्त्रम् अनयोः एतावता भारतीयतत्त्वशास्त्रे स्थानम् तु महत्तममेव यतोहि अद्वैतं वेदं शा अद्वैतवेदान्तशास्त्रस्य शङ्कराचार्याणाम् आगमनोत्तरम् तस्य महात्म्यं बहुवर्धितं शृङ्गेरि मठस्य तेषां संस्थापनोत्तरं सम्पूर्ण जगति ये ये पक्षास्सन्ति सर्वेषां खण्डनङ्कृत्वा अद्वैदवेदान्तशास्त्रस्य निरूपणं कृतवन्तः अर्थात् समीचीनं अयमेव इति साधितवन्तः एवञ्च स्थानस्य अर्थात् महात्म्यस्य निरूपणं कृत्वा विरमामि